गतसप्ताहे एकं स्किन् मास्क् मया कृतवती अस्मि इदानीं तु प्राप्तं द्वयोः मध्ये एकयोः एक्स्पायरि डेट् जातम् एवं च अन्य एकस्य उपयोगेन मम त्वचा शुष्का जाता एवं च प्रोडक्ट् सम्यक् नास्ति अतः एव अहं सन्तुष्टः नास्मि